प्रमुखाः नद्यः अहं मैसूरुनगरे वसामि अत्र अस्मिन् मैसूरुनगरे बह्वः नद्यः प्रवहन्ति तादृशीषु नदीषु कावेरी कपिला तारका नुगु इत्यादयः प्रसिद्धाः तासां जलेन कृषिकाः संवृद्धं आहारवस्तून् सम्पादयन्ति अत्र कृष्णराजसागरः कबिनि इति द्वौ जलबन्धौ प्रसिद्धौ स्तः